मम जीवने अहम् अतीवमौलीभूतं सत्यं मन्ये यतोहि सत्यकथनेन सर्वत्रापि मम लाभः एव एतावता जातम् यत्रापि मया सत्यम् उच्यते तदानीं लोकाः अपि माम् अभिनन्दति पुनः यत्र कुत्रापि मम क्वचित् दोषः अस्ति चेदपि सर्वे प्रायः तत् परिहर्तुं माम् उपदिशन्ति अथवा तत्र साहाय्यं कुर्वन्ति एव यदि अहं सत्यं न वदामि चेत् अहं एव एतत् एव चिन्तयामि ते तेषां साहाय्यम् अपि तावत् समीचीनतया अहं प्राप्तुं न शक्नोमि स्म